हरियोम् नमस्ते आ भवान् वा अस्तु अस्तु कथयतु अथ सत्यम् सत्यं सत्यम् अस्माभिः चर्चितम् आम्

ओ एवं वा तर्हि बहु अभ्यासः जातः बहु अभ्यासः जातः तर्हि भवतां हा इतोपि कथयतु पुनः भोजनं सम्यग्तया भवति वा समये समये भोजनम् ओ तर्हि बहु अधुना इतोऽपि वर्धितः तर्हि मया यदुक्तं भवता अनुपाल्यते वा न वा सत्यं तथैव भवति इतोपि रात्रौ निद्रा कदा आगच्छति ओ एकवादनं तर्हि प्रातः कदा उत्तिष्ठति भवान् ओ नववादनपर्यन्तं भवान् तर्हि निद्रायामपि भवान् किं हस्ते संस्थाप्य निद्रां करोति वा दूरवाणीम् ओ एवं वा तर्हि भवान् एकं कार्यं करोतु दूरवाणीसदृशम् एकं फलकम् आनयतु आ तद् हस्ते स्वीकृत्य भवतु कानिचन दिनानि न सत्यं सत्यं किन्तु एतद् गृह्णीय भवान् कानिचन दिनानि भवतु एकम् द्वितीयं द्वितीयं रील्स् नागच्छन्ति अस्तु चिन्ता मास्तु किन्तु एकं लैट् म्यूसिक् स्थापयतु लैट् म्यूसिक् कुत्रापि दूरे भवतां दूरवाणीं संस्थाप्य लैट् म्यूसिक् स्थापयतु हस्ते एकम् अहमुक्तवान् खलु दूरवाणीसदृशम् एकं फलकं आ हस्ते स्थापयतु तद् श्रुत्वा श्रुत्वा श्रुत्वा शयनं करोतु ओके अनन्तरं पुनः एकं कार्यं करोतु प्रतिदिनं यदा यदा भवान् मोबैल् नाम द्रष्टुम् इच्छा भवति तदा भवतां स्क्रीन् उपरि एकम् एकम् एतद् स्थापयतु थीं कथमित्युक्ते डोण्ट् वेस्ट् यूर् टैम् एतादृशं स्थापयतु प्रतिदिनं तत् पठतु अनेन किं भवति इत्युक्ते कदाचित् पठनानन्तरं कानिचन दिनानि अभ्यासः गच्छति किन्तु इतोऽपि समयः भवति पुनः यदा भवान् भोजनं करोति किं करोतु भवान् दूरवाण्याः उपयोगमेव न करोतु ओ एवं वा तर्हि एकं कार्यं करोतु कानिचन दिनानि किं करोतु अलार्म् स्थापयतु अलाम् स्थापयतु संस्थाप्य भवान् किं करोतु यदा अलारम् रिङ्ग् भवति झटिति किं करोतु भवान् आफ् करोतु इदानीं भवान् भोजनसन्दर्भे इदानीं दशनिमेषाः पश्यतु दशनिमेषान् भवान् पश्यतीति चिन्तयतु हा अनन्तरं किं करोतु भवान् निमेषद्वयमेव मोबैल् स्थापयतु अलाम् स्थापयतु अनेन यदा रिङ्ग् भवति भवान् स्थगयतु हा कानिचन दिनानि एवं करोतु वयं पश्यामः अग्रे अस्तु न न न गुलिकाः न अपेक्षन्ते किन्तु अद्य यत् मया उक्तं तत् करोतु अस्तु अस्तु अस्तु अस्तु धन्यवादः